हरि ओम् शकुन्तला भगिनि हा नमस्ते कथमस्ति हा हा मम समीपे मम पुत्रः तद् बदरीं गच्छति गमिष्यति तत्र बहू शीतलवातावरणम् अस्ति खलु तदर्थम् तद् बहु श् तद् बहु उत्तमवस्त्रमावश्यकं बहु भारमपि नावश्यकम् तद् पारदर्शकमपि मास्तु तद् उत्तमवस्त्रं तद् आवश्यकम् भवत्याः तदापणे स्वीकर्तुं शक्यते वा अस्ति वा

आ आ कति रूप्यकाणि भगिनी तद् आ ओ आ शक्यते आ आ शक्यते

आ सा सर्वदा नीलवस्त्रम् इच्छति तदर्थम् नीलवस्त्रमस्ति चेत् उत्तमं नो चेत् तद् स्वीकरोमि अन्यवर्णस्य वस्त्रमपि स्वीकर्तुं शक्यते तत् आवश्याम् इत्युक्ते शीतलवातावरणस्य रक्षणार्थं वस्त्रम् आवश्यकं खलु

आ तत् एवं वा

शैत्यस्य रक्षणार्थम् आवश्यक् आ सत्यम् आ आ अस्तु अस्तु आ ओ आ वयः तद् नव नव हा दशम दशमवर्षीयः

हा मधमका आ आवश्यकम् हा किञ्चित् हा आ

आ अस्तु तद् उत्तमम् एतद् उत्तमम् अपि वस्त्रद्वयम् आवश्यकं भगिनि तत्र